हरि ओम् उबर् मम एकः आरोपः अस्ति ह्यः अहम् उबर् कार् यानेन काञ्चित् यात्रां कृतवान् किन्तु कार् यानम् अत्यन्तम् असमीचीनम् अस्ति सर्वं धूलिधूसरितम् अस्ति अन्तः अपि धूलिः अस्ति स्थानानि समीचीनं न सन्ति तत्र सीट् कवर् सर्वं शीर्णं जीर्णम् अस्ति चालकः अपि बहु अत्यन्तं राष्ली ड्रैविङ्ग् करोति पुरतः वाहनानि न गच्छन्ति यतः हारण् तदतिरिच्यएव कार्यं न करोति हारण् कार्यं करोति खलु करोति चेत् खलु पुरतः यानानि अपसरन्ति मध्ये एकत्र मार्गे तत् पञ्चर् अभवत् अतिरिक्तं चक्रम् एव नास्ति याने बहुकष्टं जातं भवतां यानेन अतः किञ्चित् प्रयाणिकानां कृते उत्तमयानव्यवस्थां कल्पयन्तु